नमो नमः व्याकरणशास्त्रम् इति ग्रन्थम् अधीतं मया सः मूलग्रन्थः अष्टाध्यायी इति कथ्यते पाणिनी महर्षिपाणिनि महोदयेन रचितम् एषः ग्रन्थः व्याकरणस्य शिरोमणि इति वक्तुं शक्यते कदास्यात् इति तु अहं न वक्तुं शक्नोमि विशेषः तु विशेषग्रन्थः इति वयं वक्तुं शक्यते यतः किं वदामि यथा अष्टाध्यायी मध्ये सूत्राणां क्रमः भिन्नः किन्तु यथा जस यथा समासः संज्ञा इति अष्टाध्यायी इति अस्ति अष्टाध्यायी मध्ये अष्टाध्ययी इत्युक्ते अष्टाध्यायाः सन्ति एतत् प्रत्येकम् अध्याये प्रत्येके अध्याये तत्र चत्वारि चत्वारि पादः सन्ति तथा च प्रायशः चत्वारिसहस्रसूत्राणि तत्र वर्तन्ते यदि अष्टाध्यायी आगच्छति अध्यायानुसारम् एकमेकं सूत्रं न किन्तु प्रथमाध्यायः प्रथमपादः इति प्रथम अध्ययस्य प्रथमपादः तत्र प्रारम्भं कृत्वा सम्पूर्णम् अष्टाध्यायी यदि वयं पठामः चेत् व्याकरणं सुकरं भवेत् इति पूर्वम् अहम् उक्तवती व्याकरणं व्याकरणशास्त्रं यदि शास्त्रं यदि वयं पठामः चेत् संस्कृतभाषा सम्यक् वक्तुं शक्नुमः इति मम मतम् धन्यवादः